बाल्ये अस्माभिः सर्वदापि क्रिकेट् एका एव क्रीडा आसीत् किमर्थम् इत्युक्ते वयं सर्वेपि मिलेनियल्स् इति आङ्ग्लभाषायां यदुच्यते तत्र आगताः तत् कारणतः तदा अस्माकम् एका एव क्रीडा आसीत् तत् क्रिकेट् कथं क्रीडिता ब बहु इष्टम् आसीत् बहु जनाः क्रिकेट् क्रीडार्थम् आगच्छन्ति स्म इदानीं यदि अस्माभिः अन्यक्रीडा विषये इच्छा अस्माकं भवति चेदपि जनाः न अगच्छन्ति किमर्थम् इत्युक्ते सर्वेषाम् अपि क्रिकेट् एव एका एव क्रीडा सर्वदापि प्रतिदिनं सायङ्काले क्रिकेट् एव क्रीड्यते स्म तत्र बहु नियमाः भवन्ति तथापि अस्माकं स्थानं कारणतः केचन नियमाः अस्मा अस्माभिः न पाल्यते स्म इदानीम् क्रिकेट् मध्ये भवति एल् बि डब्लू इति भवति अस्माभिः न पाल्यते स्म किमर्थम् इत्युक्ते तत् एकन्तु तत्र कश्चन निर्णायकः अपेक्षितः तत् कारणतः न शक्यते पुनश्च तत् तद्विषये कोलाहलः भवेत् एवं केचन नियमाः अस्माभिः न पाल्यते स्म अन्ये नियमाः ये प्रचलिताः नियमाः ये सामान्याः नियमाः भवन्ति स्म ते सर्वे सर्वेपि नियमाः अस्माभिः पाल्यते स्म